प्रवासोद्यमदृष्ट्या प्रवासीजनानाम् आकर्षणाय मम स्थाने बहवः घटकाः सन्ति प्रप्रथमं तु निवासस्य उत्तमा व्यवस्था इदानीं सन्ति बहवः उपाहारगृहाः निवासगृहाः तत्र प्राधान्येन सन्ति नागपुरस्य खाद्यविश्वमपि अतीवरुचिकरम् अत्र विभिन्नानि खा विभिन्नाः खाद्यपदार्थाः प्राप्यन्ते तेन जनानां निद्रापि सुखकरा भ सुखकरी भवति भोजनमपि समीचीनं भवितुम् अर्हति एतद्वयम् प्रायः जनानां प्राधान्यसन्तोषविषयः राज्यसर्वकारेण बहूनि अत्र स्थानानि नूतनीकृतानि यथा नागपुर रेल्वे स्थानकं तत् रेल्वे स्थानकं शासनेन उत्तमतया संशोधितम् नूतनतया निर्मितम् अत्र मेट्रो व्यवस्था अपि अस्ति तेन महदन्तरमपि अल्पव्ययेन अल्पसमयेन गन्तुं शक्यते